सर्वे अपि भारतीयाः विद्याः वेदम् आधारीकृत्य एव प्रवर्तिताः सन्ति अत वेदस्य प्राधान्यं अनितरसाधारणं वर्तते सर्वमपि भारतीयज्ञानपरम्परा वेदान् आधारीकृत्य प्रवर्तिता वर्तते सर्वेषां विषयाणां मूलं वेद एव उक्तञ्च ब्राह्मणेन विस्तारेण षडङ्गो वेदो धेयो ज्ञेयञ्च वेदस्य षट् अङ्गानि कानि इति चेत् उच्यते छन्दः पादौ तु वेदस्य हस्तौ कल्पौ अथ पठ्यते ज्योतिषामयनं चक्षुः निरुक्तं श्रोत्रम् उच्यते शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतं तस्मात् साङ्गम् अधीतेव ब्रह्मलोके महीयते तत्र सर्वादौ मुखस्य व्याकरणस्य महत्वं वर्तते एव यतोहि या कापि भाषा भवति सा भाषा केषां केषाञ्चित् व्याकरणेन उपनिबद्धाः भवति व्याक्रियन्ते शब्दाः अनेन इति व्याकरणं मुखं व्याकरणं स्मृतं व्याकरणशास्त्रे सन्धीनां धातूनां शब्दरूपाणां प्रत्ययादीनां समासानां विस्ताराः विचाराः वर्तन्ते व्याकरणशास्त्रं हि प्रातिशाख्यमूलकारः वर्तते व्याकरणनियमान् अपरिज्ञाय कस्यापि संस्कृतवाक्यस्य सूक्तेः सूत्रस्य वा अर्थः अस्माभिः ज्ञातुं न शक्यते अतः व्याकरणस्य महत्वं वर्तते एव पुनः येन शास्त्रेण वेदमन्त्रानां शुद्धोच्चारणे सारल्यं साहार्जञ्च भवति तत्शास्त्रं शिक्षेति कथ्यते अर्थात् स्वरवर्णादीनाम् उच्चारणनियमबोधायिनी विद्या शिक्षेति अभिधीयते वेदेषु सर्वत्र स्वरप्राधान्यं भबति एव स्वरभेदेन अर्थभेदः सम्भवात् इदं स्वरज्ञानं शिक्षादीनां भवति अतः एव शिक्षाशास्त्रस्य वेदाङ्गता सूतराम् उपपद्यते यतः अशुद्धोच्चारणेन महान् अनर्थः भवति शिक्षासाहित्यम् अतीवविशालं वर्तते यथा पाणिनीयशिक्षा व्यासशिक्षा भारद्वाजशिक्षा याज्ञवल्क्यशिक्षा माण्डुकीयशिक्षा इत्यादयः